वैदिकसाहित्यस्य अर्थः सः विशालः साहित्यः अस्मिन् वेदाः ब्राह्मणग्रन्थाः आरण्यकाः उपनिषदः च सन्ति सम्प्रति वैदिक्साहित्यमेव हिन्दूधर्मस्य प्राचीनतमं रूपं प्रकाशयन्ति विश्वस्य प्राचीनतमं सूत्रं च अस्ति वैदिसाहित्यं श्रुतिः इति कथ्यते अतः सृष्टिनियमस्य कर्ता ब्रह्मा परमात्मानं परमः परमब्रह्मस्य शब्दः श्रुत्वा एव वेदः प्राप्तवान् अन्ये ऋषयः ऋषिः ऋषयः श् श्रवणपरम्पराद्वारा एतत् साहित्यं स्वीकृतवन्तः श्रवनपरम्परायाः अपि भविष्यं भविष्यपुस्तकेभ्यः स्थानान्तरात् मम एषा परम्परा श्रुतिपरम्परा अस्ति अपि कथ्यते श्रुतिपरम्पराधारितत्वात् श्रुतिसाहित्यमपि कथ्यते वैदिक्साहित्यस्य अन्तर्गत पूर्वका पूर्वोक्तानां सर्वेषां वेदानाम् अनेकाः उपनिषद् उपनिषदः आरण्यकाः च सन्ति तेषां भाषा संस्कृतं संस्कृतं या तस्य विशिष्टपरिचयेन वैदिकसंस्कृतम् इति उच्यते एतेषां संस्कृतशब्दानां प्रयोगः अर्थः च परिवर् परिवर्तितं परिवर्तितः अथवा अन्तः अन्तर्धानम् इति मन्यते कालान्तरे ऐतिहासिकदृष्ट्या एते प्राचीनभारतस्य हिन्दु आर्यजातेः च विषये उत्तमसन्दर्भः इति मन्यते संस्कृतभाषायाः प्राचीनरूपत्वात् अपि तेषां साहित्यं साहित्यं महत्त्वं वर्तते रचनानुसारं प्रत्येकस्य शाखायाः वैदिकशब्दकोशस्य चत्वारः भागाः सन्ति वेदस्य मुख्यमन्त्रभागाः साहि संहिताम् इति कथ्यते संहितां विहाय प्रत्येकभाषायाः भाषस्य वा भा तत्र स्ताराः सन्ति सं समग्रतया एते सम् संहिता मन्त्राभागः द्वयं ब्राह्मणग्रन्थाः आरण्यकम् उपनिषद् यदा यदा वयं चतुर्णां वेदानां विषये वदामः तदा केवलं सहिता भा भासः अर्थः गृह्यते उपनिषद् ऋषियोः किं परीक्षा ब्राह्मणं ब्राह्मणादि मन्त्राभागा ते सहायग्रन्थः मन्यते